भारतस्य संस्कृतेः इतिहासः च इतिहासस्य च अवगमने रामायणस्य महाभारतस्य पुनः भगवद्गीता एतयोः महत्पात्रं वर्तते एव कथमिति चेत् यदि रामायणं स्वीकुर्मः तत्र अस्माभिः प्रथमं नाम श्रूयते यत् रामः इति तस्य च पुरुषोत्तमः इत्येव प्रख्यातिः वर्तते पुरुषः पुरुषेषु उत्तमः पुरुषोत्तमः इति कश्चन राजा कथं सरलतया जीवनं यापितवान् इ इति रामः तस्य तेन रामेण अस्माभिः ज्ञातुं शक्यते पुनश्च सः कथं पितृपालकः आसीत् पितृवाक्यपरिपालकः आसीत् सः तु तस्य स्वस्य अरमने स्वस्य गृहे एव भूत्वा कथञ्चित् समीचीनतया जीवनं यापयितुं शक्यते स्म तथापि सः स्व पितृवाक्यपरिपालनार्थं सः वनं गतवान् तस्य च तत्र तत्र च वने कथं सः क्लेशं क्लेशादिकम् अनुभूतवान् इत्यपि अस्माभिः ज्ञातुं शक्यते पुनश्च रामः कथं बलवानासीत् धर्मपालनार्थं सः लघुवयसि एव ज्येष्ठज्येष्ठान् अपि राक्षसान् कथं मारितवान् कथञ्च अध्ययने तस्य रतिः आसीत् लघुवयसि एव सः कथम् अध्ययनादिकं कृतवान् इत्यादिकं रामायणतः ज्ञातुं शक्यते पुनश्च तत्र धर्मपालनार्थं युद्धं जातमिति अस्माभिः विधितमेव तत्र तत्र तत्र च रावणः चतुर्वेदपण्डितः आसीत् तथापि सः अधर्ममार्गे स्वम् कथं यापितवान् स्वजीवनमिति अस्माभिः विधितमेव अतः रामः स्वधर्म संस्था धर्मसंस्थापनार्थं कथं युद्धं कृतवान् तत्र च विजयी कथं भूतवान् इत्यादिकम् अस्माभिः रामायणतः ज्ञातुं शक्यते पुनः महाभारतम् यदि आगच्छामः महाभारते अपि एकैकस्य विषये अपि वक्तव्यमेव तत्र धर्मरायः कथमासीत् पञ्चपाण्डवेषु अर्जुनः कथमासीत् भीमः पुनः नकुलः सहदेवः तेषां पृष्ठे च श्रीकृष्णः कथं धर्मसंस्थापनार्थं स्वजीवनं यापितवान् सर्वत्रापि धर्मः इति कस्यचिद्विषये एव प्रमुखं प्रामुख्यता प्रामुख्यता वर्तते अत्र च धर्म संस्थापनार्थमेव सर्वं सम्भूतं धर्मः नाम धर्मः नाम इति प्रश्नः भवेत् धर्मः नाम समीचीनमिति स्वीकर्तुं शक्यते अन्येभ्यः समीचीनकरणमेव धर्मः इति श्रीकृष्णः तस्य विषये अपि अस्माभिः बहु श्रुतं भवति कथं सः तेन तेनापि अस्मभ्यं जीवनमौल्यं कथमस्ति जीवनं कथं यापनीयम् इत्यादिकं वक्तुं भगवद्गीताम् अर्जुनाय पाठितवान् तत् तेन च अस्माभिः जीवनं कथं यापनीयमिति इदानीमपि पठित्वा ज्ञातुं शक्यते पुनः धर्मरायः कथं सर्वदा सत्यमार्गे आसीत् जीवने बहूनि क्लेशानि अनुभूतवान् सः तथापि कदापि सत्यमार्गं न त्यक्तवान् कश्चन अग्रजः भूत्वा स्व अनुजान् कथं सत्यमार्गे एव नीतवान् इत्यादिकं महाभारतः ज्ञातुं शक्यते अनेन च अस्मासु अस्मासु इदानीमपि महाभारतं रामायणम् इति भगवद्गीता इति इत्यादि इति एतेषु पुस्तकेषु महत् गौरवं अस्माभिः भारतीयाः स्थापयन्ति धर्मग्रन्थाः इत्येव एतान् कथयन्ति